भारतीयसङ्गीतशास्त्रेषु बहु बहवः ग्रन्थाः उपलब्धाः सन्ति तेषु प्रमुखाः मुख्याः ग्रन्थाः एकं तु सामवेदं स्वीयमेव ते त् सामवेदस्यापि विभिन्नशाखासु तत्र विभिन्नप्रकारकाः गानरूपाः तत्र उक्ताः सन्ति पुनश्च नाट्यशास्त्र नाट्यशास्त्रेऽपि सङ्गीतविषये बहुकिमपि अस्माभिः प्राप्यते पुनः सङ्गीतरत्नाकरे तत्र विशिष्य सङ्गीतस्य ताललयरागादि विषये बहुकिमपि अस्माभिः अवगन्तुं शक्नुमः अस्य सङ्गीतरत्नाकरग्रन्थस्य रचयिता अस्ति शार्ङ्गदेवः अस्मिन् ग्रन्थे प्रायः भारतीयसङ्गीतपरम्परायाः रागसङ्गीतपरम्परा यत् पूर्वमासीत् नाम प्रारम्भः एव भारतसङ्गीत भारतीय शास्त्रीयसङ्गीतस्य रागपरम्परायाः आरब्धा वर्तते तस्य विपुलं तत्र उल्लेखः वर्तते